मया ह्यः नूतना कङ्कणानि क्रीणितानि तानि कङ्काणानि काचकेन निर्मितानि सन्ति कङ्कणस्य वर्णः वर्तते रक्तवर्णः रक्तवर्णे सुवर्णवर्णस्य डिज़ैन्स् सन्ति अतः कङ्कणं सम्यक् मम हस्ते शोभते अतः मम सन्तोषः वर्तते एवं च कङ्कणस्य गुणः नाम स्थूलं वर्तते इति कृत्वा कङ्कणं कदापि शीघ्रं न भग्नं न भवति अतः सौलभ्यं वर्तते एवं कङ्कणस्य शब्दः अपि सम्यक् श्रूयते इति कृत्वा मम सन् तस्य धरणेन सन्तोषः भवति